अमेज़ान् द्वारा एकं ट्रोलि क्रीतं मया बनश्री इत्यनेन संस्थाद्वारा एतत् ट्रोलि निर्मितमस्ति यदा एतत् ट्रोलि अमेज़ान् मध्ये आर्डर् कर्त् आर्डर् कृतं मया तदा अस्य एम् आर् पि आसीत् पञ्चसहस्ररुप्यकाणि इति यदा ट्रोलि प्राप्तम् तदा तस्योपरि द्विसहस्ररुप्यकाणि इत्यस्ति तस्मात् अतीवनष्टः जातः न केवलं तत् अस्य वस्तुनः दृढत्वं नास्ति यदा तत् प्राप्तं तस्य पेकेजिंग् अपि भग्नः आसीत् द्विवारोपि उपयोगेनैव तस्य अङ्गानि जीर्णाः भग्नाः च भ भवन्ति तस्मात् अहं प्रार्थयामि यः कोऽपि अस्मिन् संस्थाद्वारा ट्रोलिं न क्रीणातु इति